हरि ओम् हरि ओम् हरि ओम् भवान् वा वदतु वदतु न श्रोतव्यं किञ्चित् उच्चैः भवान् वा वदतु वदतु कः विषयः अहं सम्यक् एव अस्मि भवान् किमर्थं पृच्छति इति दूरवाण्या वदतु कः विषयः कः विषयः भवान् दूरवाणीङ्कृतवान् ओ ओ सादारणमेव वा अहम् एकविषये वक्तुम् अहमपि चिन्तितवती भवान् दूरवाणीं कृतवान् कः अस्ति कः प्रतिदिनं मम पुत्र अस्ति खलु प्रतिदिनम् अहम् एव पुत्र वाहने पुत्रं विद्यालयं नीत्वा अहं आगच्छामि प्रतिदिनम् अहम् एव करोमि इदानीं विलम्बः भवति कार्यालयं गन्तुम् मम आधिकारी तर्जयति प्रतिदिनम् अहं तर्जनं स्वीकरोमि मम प्रयोजनं न

किञ्चित् प्रयत्नं करोतु मम

अस्तु एकं एकं निर्णयं कुर्मः मिलित्वा षट् सप्ताहे षट्दिनानि अस्ति खलु विद्यालयं दिनत्रयं भवान् नीत्वा गच्छतु कार्यालयं दिनत्रयम् अहं नीत्वा गच्छामि प्रयत्नं न निश्चयेन करोतु जि अस्तु अस्तु अस्तु आगमनसमये अपि करोतु आगमनसमये समयः अस्ति चेत् सा आगमनसमये अपि धन्यवादः धन्यवादः धन्यवादः अस्तु जि